हरि ओम् भवान् रुक्मा भवान् रुक्मान्गतः खलु ग्रामपञ्चायती सदस्याः आ हा बहु बहु बहु बहु बहु सन्तोषः बहु सन्तोषः अभिनन्दनानि वयं पञ्चवर्षाणि यावत् अस्माकं ग्रामम् उन्नेतुम् ऊर्ध्वमुखप्रवर्धार्थं नितान्तं प्रयन्तं कुर्मः समीचीनम् आ सन्तोषः ह्यः सुवृष्टिः अभवत् किल् सम्यगस्ति बहु सम्यक् जातं सर्वे सन्तुष्टाः अस्तु उच्यताम् महोदय

बहु सम्यक्

बहु बहु उत्तमः अयं विषयः येन अस्माकं ग्रामः आदर्शः ग्रामः भवेत् यथा अहं स्मरामि मम पितृपादाः वदन्ति स्म प्रतिसोमवासरं कृषिकार्यस्य विरामः भवति स्म तदा किं कुर्वन्ति स्म ग्रामस्ताः जनाः स्व स्व ग्रामाणाम् उद्धारार्थं यद्यत् करणीयं स्वयं सेवकाः भूत्वा कार्यं कुर्वन्ति स्म सर्वकारं गवर्नमेन्ट् न आश्रयन्ति स्म यथा भवता इदानीम् उक्तम् इदानीं टेक्नालजि अस्ति टेक्नालजी द्वारा गृहे स्थित्वैव सर्वं विषयं ज्ञातुं शक्नुयाम किं किं प्रर्वतते किं मया करणीयम् आवेदनापत्रं प्रेषणीयम् वा अथवा कुत्रापि समस्या अस्ति समस्या विषये अनावरणार्थं पत्रं प्रेषणीयम् वा तत् सर्वमपि आन्लैन् द्वारा मोबैल् द्वारा प्रेषितुं शक्यते यदि अस्माकं ग्रामे स्थिताः जनाः तत्र प्रज्ञा भवन्ति तदा बहु सुलभकार्यं भवति इति अहं तु मन्ये अतः अस्मास्वेव यह तज्ञ भवति सः तज्ञः पदवीधरः सः यथा भवता उक्तं प्रतिसोमवासरं यावत् उपविश्य तद्विषये एकं प्रशिक्षणं दद्मः इति विचारः अस्ति कथं मन्यते भवान्

तत् शक्यते इदानीं यानि भौतिकानि पुस्तकानि सन्ति तेषां समीकरणं कुर्मः एका सूचिकाम् कुर्मः कस्मिन् कस्मिन् विषये कानि कानि पुस्तकानि सन्ति इति तेन सहैव ई लैब्रेरी द्वारा कति लक्षपुस्तकानि अस्माकं मोबैल् मध्ये अथवा लैप्टाप् मध्ये लभ्येरन् इति तदपि चिन्तयित्वा कस्मिन् विषये इति उक्त्वा तद्विषये प्रसिक्षणं दद्म येन ते गृहे उपविश्यापि कैश्चित् पुस्तकानि पठितुं शक्यन्ते तथा रीत्या कुर्मः तद्योग्यम् इति भाति अपरः एकः विषयः मम भाति किं इत्युक्ते इदानीं पूर्वं षष्ठिवर्षेभ्यः पूर्वं एवं भवति स्म इति मम पितृपादाः वदन्ति स्म ग्रामस्य आञ्जनेयदेवालयं प्रति सायंकाले सर्वेपि आगच्छन्ति स्म सप्तवादने तत्र गोदुगिन भारत इति कन्नडमहाभारतम् अस्ति तत् महाभारतं एकः पुराणिकः श्रावयति स्म सर्वेषां कृते सर्वेऽपि तदेकचित्ततया महाभारतस्य कथां शृन्वन्ति स्म स्वकीय मुखस्य पुरतः एव महाभारतदृश्यानि दृश्यन्ते इति तेषां कृते भाषते स्म यच्रुत्वा तेषां आयविषये प्रापर्टी विषये यः विवादः भवति स्म भ्रात्रोः यः विवादः भवति स्म पित्रो पुत्रयोः यः विवादः भवति स्म सर्वोपि विवादः शाम्यति स्म ते गृहम् आगत्या प्रभाते मया अपराद्धम् हे अहं क्षन्तव्यः इति ते वदन्ति स्म तादृश दिनानि आसम् अतः तादृश उत्तम ग्रन्थानां वाचनं श्रावणमपि भवेत् इति एकः विचारः एकः विचारः अस्ति चिन्तयतु भवान् अग्रिम आ यदा गोष्ठी भवति तदा गोष्ठयां विचारम् अमुम् वयं प्रस्तोष्यामः अस्तु वा आम् आम् आम् आम् आम् आम् आम् आम् आम् आम् आम् आम् अस्तु बहुसन्तोषः शुभाशयाः राम् राम्